इयारिङ्ग्स् तु मह्यं बहु रोचते अतः अहं फ़्लिप्कार्ट् इति आन्लैन् शापिङ्ग् एप्मध्ये इयारिङ्ग्स् आडल् कृतवती इयारिङ्ग्स् तु बहुसुन्दरम् अस्ति अहं यादृशम् इच्छामि तादृशमेव अहं प्राप्तवती मूल्यमपि तावत् अधिकम् इति न भासते क्रेतुं योग्यम् अस्ति इति मम अभिप्रायः